हरि ओम् नमो नमः आगच्छन्तु कथं सन्ति स्वकीयं परिचयं ददातु अस्तु अस्तु अस्तु तत्र शास्त्रीकक्षायां भवतां कः विषयः अस्तु साहित्ये के के ग्रन्थाः भवद्भिः अधीताः अस् अस्तु अस्तु शिशुपालवधः वधम् इति ग्रन्थ अधीतः तत्र मुख्यः यः कथानकं वर्तते ततः कुतः गृहीतः वर्तते जानाति भवान् अस्तु अस्तु तर्हि भगवद् विषये भगवद्गीतायाः विषये अपि भवन्तः किमपि जानन्ति अस्तु भगवद्गीतायाः प्रथमश्लोकः स्मर्यते वा या कोऽपि श्लोकः आगच्छति चेत् वदतु तदात्मानं सृजाम्यहम् अस्तु अस्माकं महाविद्यालये प्राक्शास्त्री प्रथमकक्षायां तत्र भगवग्दीता पाठनीयः तत्कृते एव साक्षात्कार अत्र चलति अतः तस्य कृते य यत् धनमस्ति प्रतिकक्षायाः कृते अस्माभिः धनं दीयते सः एकस्याः कक्षायाः कृते सहस्ररूप्यकाणि अस्माभिः दीयते किं भवद्भिः तत्र कर्तुं शक्यते तर्हि यदि भवतां यतोहि अस्माकं या नीतिः अस्ति ये सिद्धान्ताः सन्ति तत्र निरन्तररूपेण भवद्भिः आगन्तव्यम् अस्ति निरन्तरेण पाठनीयम् अस्ति तत्र यदि मध्ये किमपि व्यवधानम् आगच्छति चेत् भवतां निष्कासनं भविष्यति इति पूर्वमेव अहं सूचयामि यदि भवद्भिः अस्तु अस्तु अस्तु तर्हि धन्यवादः